अहं यजुर्वेदान्तर्गत शुक्लयजुर्वेदस्य माध्यन्दिनशाखायाः अध्ययनम् अहं कृतवान् अस्यां संहितायां चत्वारिंशत् अध्यायाः सन्ति तथा च अस्मिन् संहितायां वैदिकयागः यागानां वर्णनं तत्र अस्ति अस्य शाखायाः पाठकर्ता अध्वर्युः भवति अस्मिन् शाखायां चत्वारिंशत् अध्यायेषु आरम्भे प्रथम दौ अध्यायेषु दर्शपूर्णमासयागस्य उल्लेखः वर्तते तथा च अध्यायः तृतीयाध्यायतः सप्त सप्तमाध्यायपर्यन्तम् अष्टमाध्यायपर्यन्तम् आधान अग्निष्टोमः तथा च सोमयागस्य वर्णनं वर्तते तथा च नवमाध्याये वाजपेयराजसूययागस्य वर्णनं प्राप्यते तथा च एकादश अध्यायमारभ्य अष्टादश अध्यायपर्यन्तं सेनयागस्य वर्णनं प्राप्यते तथा च एकोनविंशति अध्याये सौत्रामणि नामक यागस्य वर्णनं प्राप्यते